वयं गृहस्य परित लघु उद्यानं परिपालनं कर्तुं शक्यते समयः अपि भवति तत्र लघु लघु म सस्यानाम् वर्धनं कुर्मः चेत् देवस्य पूजां कर्तुम् अपि आवश्यकं भवति लघु लघु मल्लिका पुष्पं दासवाण पुष्पम् नन्दी बट्टलु इति वयं कन्नडेन वदाम चेत् तदपि अस्ति तत्र बहु मौल्यम् अपि न आवश्यकं वयं शाकान् शाका कर्तयाम तदुपरी भवति खलु तदेव वयं कुत्रापि स्थापयाम किञ्चित् जलं स्थापयामः तदा अधिकं मौल्यं न आवश्यकं अल्पमौल्यम् एव भवति अनन्तरं किञ्चित् गोब्बरमपि स्थापयामः चेत् बहु पुष्पाणि भवन्ति द्रष्टुम् अपि सम्यक् भवति वायु अपि सम्यक् आगच्छति अतः गृहस्य परितः वयं लघु लघु सस्यम् उद्यावनं करणीयम्